हरिः ओम् अस्तु आगच्छामि मह्यं कार्पासस्य वस्त्रम् अपेक्षते तत्रापि बहुधनयुक्तं नापेक्षते किञ्चिदेव धनं भवेत् किन्तु अत्युत्कृष्टरूपेण तत्र वस्त्रं भवेत् तद्वत् मह्यं वस्त्रमपेक्षते

तत्र मह्यं चतुश्शतात् आरभ्य त्रिशतं द्विशतं इत्येवं तत्र तावत् परिमितौ आ सत्यम् आम् मह्यं युतकमपेक्षते अर्धोरुकमपि अपेक्षते अन्तर्वस्त्रमपि अपेक्षते सत्यम् आम् आम् अस्तु आगच्छामि

मह्यं रक्तवर्णीयमपेक्षते अपि च येल्लो कल्लर् अपेक्षते सत्यम् आ रक्तवर्णम् आ अपि च इदम् अस्ति खलु किं पुष्पमागच्छति किल रोस् रोस् कलर् तदपि अपेक्षते आम् सत्यम् मम युतकं मिडियम् वर्तते मध्यमरूपेण वर्तते आम्

आम् इदं समीचीनमस्ति इतोपि दर्शयन्तु अहं पश्यामि आम् इदं बहु समीचीनम् अस्ति इदं अपेक्षते आम् इदमेव स्वीकरोमि हा हा मह्यं मह्यं त्रिहण्ड्रेड् अपेक्षते त्रिहण्ड्रेड्मध्ये अपेक्षते हा ह तदेव पञ्चाशत् अधिकद्विशतम् उपरि त्रिशतम् अपेक्षते आम् आम् अ इदं युतकं भवतु हु अपि च अ प्याण्ट् अपेक्षते तत्रापि जीन्स् नापेक्षते मिडियम् कार्पासस्य भवति तद्वद् अपेक्षते मह्यम् आम् आम् आ तर्हि टैट् भवतु आ द्वात्रिंशत् सत्यम् आम् ब्ल्याक् एव आ कृष्णवर्णीयमपेक्षते मह्यं सत्यम् ह इतोपि दर्शयन्तु द्वयं त्रयं पञ्च इत्येवं दर्शयन्तु

हा अस्तु अन्तर्वस्त्रं मास्तु तद्वयम् अलं तावत् आं प्याक् कुर्वन्तु धन्यवादः आम् आम् आ बिल् अपि अपेक्षते हा धन्यवादः